प्रथमं तु महिलाभ्यः अनुमतिं न दत्तवन्तः समाजस्य जनाः नाम महिला कथं नृत्यं करिष्यन्ति करिष्यति एवमेवं तेषां चिन्तनम् आसीत् किन्तु इदानीन्तनकाले वयं पश्यामः चेत् बहवः नर्तक्यः सन्ति नाम ये सम्यक् अ नृत्यं कुर्वन्ति भारतवर्षस्य नाम गौरवं ते वर्धयन्ति यथाशक्ति मोहन् अस्ति सरोझ् खानस्ति इत् इतोऽपि नाम तत्र क्लासिकल् नर्तकाः ये सन् न नर्तक्यः सन्ति किन्तु नर्तकीनां बहुसमस्या भवति यथा सामाजिकाः किं वदन्ति अरे एषा नृत्यं करोति एतस्याः तु विवाहः न भविष्यति एतस्याः एतस्य परिवारस्य जनाः कीदृशाः सन्ति नृत्यं कर्तुम् अनुमतिं दत्तवन्तः सर्वेषां पुरतः नृत्यं करिष्यन् करिष्यति एतस्य व्यवहारः सम्यक् न भविष्यति चरित्रं सम्यक् न भविष्यति एवम् एवं नाम वदन्ति डिमोटिवेट् कुर्वन्ति किन्तु इदानींतनकाले वयं पश्यामः नाम महिलाः नृत्यं कुर्वन्ति